नूतनां नूतनानां पाकविधानानां विषये ज्ञातुं मम तु बाल्यकालतः बहु बहु म बहु रुचिः आसीत् परन्तु यदा यदा पुस्तकानि अहं पठितवान् कथा पाचनीयं कथा पाचनीयं तदा मम रुचिः अधिकं वर्धयेत् अनन्तरम् अहम् दूरदर्शनम् उपरि अपि तद् पाकानाम् अनेकानि चित्राणि प्रदर्श् तत्र द्रष्टुं मम रूचिः अधिकं वर्धयति अनन्तरम् अहं पश्यामि तत्र सा तत्र कथं लिखति तत्र आसीत् किं करणीयं कथं पा पाचनीयं किं किं किं किं किं पदार्थः तत्र स्थापनीयः अन्तरम् अहं तथैव करोमि तेन तत् पदार्थः सम्यक् भवति अहं तत् सम्यक्रीत्या दृष्ट्वा अथवा अथवा पठित्वा कथं पाचनीयम् इति जानामि तत्र पाकक्रिया बहु सुलभा अस्ति परन्तु तस्य ये पदार्थाः सन्ति तस्य अनुमानः उचित् करणीयम् अथवा तस्य पदार्थस्य किमपि विचित्रं भवेत् तस्मात् कारणात् तत् सम्यक् रीत्या दृष्ट्वा अथवा पठित्वा ज्ञात्वा अनन्तरम् एव पाचनीयं पाचनीयं तेन तत् पदार्थः स्वादिष्टः भवति तस्य प्रधा पदार्थस्य यत् स्वादः वर्तते तत् सम्यक् आगच्छति अहम् अनेकानि पदर्थानि बाल्यकालतः पाचयामि तस्मात् कारणात् मम पाचनार्थं तु रुचिः अधिकम् अधिकमेव भवेत् कदापि न्यूना न जाता